महोदय सन्ति वा आगच्छामि वा यदि मम आ गृहम् आवश्कयकम् एव गृहम् आवश्यकम् गृहम् आवश्यकम् अहं तु ब बङ्गप्रदेशतः आगतवान् मम एकम् पुस्तकम् आव आवश्यकम् आ शाकुन्तला एव आवश्यकम् एव शाकुन्तला एव आवश्यकम् तदेव भवतः गृहे मम गृहे त अहं मम पत्नी मम पुत्री एव इत्युक्ते आ जन त्रय एव आम् करोमि भवतः तु अधिकं वदति किञ्चित् न्यूनं वदति चेत् सम्यक् भवति खलु मम तु मम चालकः एव भवान् किञ्चित् एव न्यूनं करोतु चेत् सम्यक् एव आम् आम् करोमि करोमि यदि मासे कृते कति रुप्यकाणि दातव्यम् मा अपि अधिकं महोदय वा किञ्चित् न्यूनं वदाम इत पूर्वे मम तु चालक एव द्विसहस्रं एव करोतु चेत् सम्यक् एव मम किम् कथं वदामि महोदय ना महोदय किञ्चित् एव तत् भवान् तु महन्तः खलु मम पुत्री अस्ति मम चालक् अहं चालकः एव भवान् अधिकं स्वीकरोति चेत् मम अहं कथं जीवामः भोः धन्यवादाः